दशाधिकद्विसहस्रतमवर्षस्य जून् मासस्य द्वादशदिनाङ्कः एकविंशत्यधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य प्रथमदिनाङ्कः एकोनविंशत्यधिक द्विसहस्रतमवर्षस्य जनवरी मासस्य चतुर्थदिनाङ्कः चतुर्दशाधिकद्विसहस्रतमवर्षस्य एप्रिल् मासस्य पञ्चविंशतिदिनाङ्कः षोडशाधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य विंशतिदिनाङ्कः